ॠणग्रहणं तु मम ग्रामे समान्यतया नस्ति परन्तु बहवः स्वीकुर्वन्ति ऋणग्रहणं भिन्नभिन्नमनस्थितिजनैः स्वीक्रियते इति कारणात् प्रयोजनमपि भिन्नभिन्नरीत्या भवति उत्तमजनाः स्वीकुर्वन्ति अथवा उत्तमचिन्तकाः स्वीकुर्वन्ति कृषि मध्ये ते योजयन्ति अथवा पुत्राणां भविष्ये ते योजयन्ति अथवा पठने वा पाठने वा तादृशविषये योजयन्ति यदि अन्यजनाः स्वीकुर्वन्ति चेत् मद्यपाने वा ईदृश अप्रयोजककार्ये ते योजयन्ति भिन्नभिन्नक्षेत्रेषु यदि ॠणम् आवश्यकम् भिन्नभिन्नजनाः भिन्नभिन्नस्थले गच्छन्ति उत्तमजनाः इदानिं यदि कृषिनिमित्तं सम्यक् रीत्या अपेक्षते उत्तमरीत्या ते जीवनं कुर्वन्तः सन्ति इति चेत् ते वित्तकोषं प्रति गच्छन्ति स्वीकुर्वन्ति धनं पुनः प्रत्यर्पयन्ति अन्यजनाः भवन्ति इदानिं कर्मकराः तादृशः कदाचित् स्वामिनां समीपे गच्छन्ति ऋणं स्वीकुर्वन्ति पुनः कदाचित् न यच्छन्ति अपि तादृशजनाः अपि भवन्ति तस्य दुष्प्रभावाः अपि बहवः सन्ति केचन तु स्वीकृत्य उत्तमरीत्या कार्यं कृत्वा पुनः प्रत्यर्पयन्ति ब बहवः तस्य प्रत्यर्पणमपि नास्ति इदानिं ग्रामेषु एवम् अस्ति ॠणं दत्वा तत्र किमपि लेखनं हस्ताक्षरं तत् किमपि न भवति इति कारणात् धनं स्वीकृत्य कुत्रचित् गच्छन्ति किमपि कुर्वन्ति पुनः प्रष्टारः अपि कोपि न भवति ईदृशरीत्या जनः अलसाः अपि भवितुं शक्नुवन्ति